अस्माकं विद्यालये ये छात्राः पठितारः सन्ति तेषां आन्तरिकसमस्या धनसमस्यापरिहारार्थम् अध्ययने प्रोत्साहदानार्थञ्च अनेकविधयः अनेकविधछात्रवृत्तयः दीयमानाः सन्ति तादृशछात्रवृत्तिषु संस्कृतपठितारः ये छात्राः सन्ति तेभ्यः दीयमाना छात्रवृत्तिः एका परिक्षासु अन् अत्यधिक अङ्कान् ये प्राप्नुवन्ति तेभ्यः दीयमाना छात्रवृत्तिः एका तथैव आवर्षं यावत् समुपस्थितेभ्यः छात्रेभ्यः दीयमाना छात्रवृत्तिः एका एवं बहुविधछात्रवृत्तयः निर्दिष्टाः सन्ति एताः छात्रवृत्तयः अस्माकं ग्रामीणाः भवन्ति इत्युक्ते ग्रामीणप्रदेशस्य ज्येष्ठाः धनिकाः ये सन्ति ते छात्रवृत्तिनिमित्तं छात्रेभ्यः दातुं धनराशिं स्थापयन्ति तस्य धनराशेः यत् मौल्यम् इण्ट्रेस्ट् रूपेण भवति तदेव छात्रवृत्तिरूपेण अत्र दीयते तथैव समुदायः कश्चन समुदायः अपि भवति ब्राह्मणसमुदायः लिङ्गायतसमुदायः इत्यादिसमुदायाः केचन भवन्ति ते अपि तेषां तेषां समुदायस्य छात्राणां सौलभ्याय छात्रवृत्तिः प्रदानं कुर्वन्ति तथैव सर्वकारतः अपि छात्रवृत्तिः अत्र दीयते अन्यच्च छात्रचराः अपि केचन अत्र छात्रवृत्तिदानं प्रकुर्वन्ति